मम कार्ये तावत् दोषः इति किमपि न अभवत् किन्तु मम छात्राः कानिचन समये अथवा कानिचन सन्दर्भे सम्यक् तया अभ्यासं न कुर्वन्ति तेषां कृते कथम् अभ्यासं कारणीयम् इति मम मनसि आलोचना अपि न आगच्छति केवलं कानिचन सन्दर्भे कानिचन छात्रेभ्यः किन्तु तद्विहाय अन्ये सर्वे छात्राः सम्यक् सन्ति ते सम्यक् अध्ययनमपि कुर्वन्ति तदर्थम् अहम् तृप्ता अस्मि किन्तु केचन छात्राः मम वचनं न शृण्वन्ति तथैव मम ते सम्यक् अध्ययनमपि न कुर्वन्ति केवलं मम विषये अपि न तादृशः छात्राः अन्ये सर्वे विषयेष्वपि तथैव सन्ति तदेव अत्र समस्या इति अहं वक्तुं शक्नोमि तद्विहाय मम कार्ये अहम् किमपि समस्या इति न कृतवती अस्य परिहारः इत्युक्ते इतोपि पाठनम् एव परिहारः इति मम अभिप्रायः अथवा इतोपि तेषां कृते आसक्तिदायकं करणीयम् इति मम मनसि वर्तते